अस्मिन् लोके सर्वेषु देशेषु भारतं विशिष्टं स्थानम् अलङ्करोति तस्य कारणं भारतदेशस्य इतिहासः एव अद्ययावत् ज्ञानस्य धनस्य संस्कारस्य च वैपुल्यं अस्मिन् देशे द्रष्टुं शक्नुमः अतिथिदेवो भव इति अस्माकं यन् मतं वर्तते तत् अन्यत्र कुत्रापि द्रष्टुं न शक्यते वयमेव अतिथि देवरूपेण पश्यन्तः सन्ति अस्मिन् देशे किं नासीत् अधुना प्रतिवारं सर्वेपि मानवाः यस्य शून्यस्य प्रयोगः क्रियन्ते तत् च शून्यं भारतदेशात् एव उधृतं एवं बहूनि वैज्ञानिकतत्वानि इतः एव उत्भूतं ज्ञानस्य प्रभावस्थानं वर्तते भारतम् अत्र जन्मप्राप्तम् इत्यतः अहं गर्वम् अनुभवामि कालान्तरे पाश्चात्याः अस्मान् शासितवन्तः चेदपि अस्माकं स्वातन्त्र्यसङ्ग्रामसेनानिनः ये सन्ति तेषां बहुप्रयत्नेन पाश्चात्यतन्त्रान् वयं मुक्ताः अभवन् तेषु महात्मागान्धी सुभाष्चन्द्रबोस् लालबहादुर्शास्त्री बालगङ्गाधरतिलकः भगत्सिङ्ग के केलप्पन् पयशिराजा इत्यादयः मम इष्टतमाः नेतारः सन्ति